संस्कृतभाषायां तावत् काव्यानि मया बहूनि रोचकविषयः तत्रापि यत् मङ्गलं क्रियते त्रिप्पा त्रिप त्रिप्रकारकमङ्गलं तत्र श्रूयते वस्तुनिर्देशात्मकं नमस्कारात्मकम् प्रयोजनमुद्दिश्य इत्यादि एतादृशानि मङ्गलानि तत्र बहु बहु बहु रोचते तत्रापि अलङ्कारसहितं छन्दोबद्ध्यं सुष्ठुः रागयुक्तं यदि भवति तत्र तु मया बहु इष्टः भवति इति कृत्वा तादृशान् बहु अध्ययनं करोमि उदाहरणार्थं रघुवंशस्य मङ्गलश्लोकः कालिदासेन उक्तः तत्र उपमालङ्कारः वर्तते इति कृत्वा सम्यक् मया इष्टः सः श्लोकः एवम् वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ इति नमस्कारात्मकं मङ्गलं च तत् एवं संस्कृतसम्भाषणमपि यदि मया बहिः गम्यते तत्र यदि सर्वेषां पुरतः संस्कृतं सम्भाषयामि तर्हि मम कश्चनः वर्चः तत्र निर्मितः भवति एवं मम उपरि कश्चनः विश्वासः मम उपरि कश्चनः विश्वासः वर्धितः भवति स स् सर्वेषामपि द् दृष्टिः मम उपरि एव भवति एवं रूपेण तत्र सर्वेषां पुरतः स्वाभिमानं संस्कृतं पठामि संस्कृतेन सम्भाषयामि संस्कृतेन लिखामि इत्यादि वक्तुम् इच्छा भवति एवं च तत्र अब् अभिमानः अपि वर्तते